मम जीवने कस्यचन शुभस्य कार्यस्य आरम्भात् पूर्वम् अहं मन्दिरं गत्वा ईश्वरस्य सम्मुखे भूत्वा मनसि कर्तव्यस्य स्मरणं करोमि तथा परिवारजनैः सह तत्सम्बद्धकार्यस्य आरम्भात् पूर्वं चर्चामपि करोमि एवञ्च चिन्तनं कृत्वा एव शुभकार्यस्य आरम्भं करोमि